पशुपालनं धनार्जनार्थम् एकं समीचीनं मार्गमिति वक्तुं शक्नोमि यतः तेन बहूनि प्रयोजनानि वर्तन्ते अर्थात् पशुः क्षीरं ददाति तत् क्षीरं वयम् अन्यस्मै दत्वा धनं स्वीकुर्मः पुनश्च नवनीतं नवनीतं वर्तते तेन वयं घृतं कृत्वा तदपि व्यापारं कुर्मः तेनापि धनार्जनं कुर्मः अतः एतत् समीचीनः समीचीनः मार्गः वर्तते पुनश्च गोः यः घृतं पुनश्च क्षीरं वर्तते तत् आरोग्यार्थमपि समीचीनमेव अत्युत्तममेव अतः तेन अस्माकम् जीवनसुरक्षा भवति अस्माकं क्षेत्रे बहवः अर्थात् शताधिकजनाः अस्मिन् व्यापारे निरताः सन्ति इतोपि तेषाम् इच्छा यदि वर्तते पुनः ते तेषाम् इच्छावर्धनेन इदं व्यापारम् अग्रे सर्तुं शक्नुवन्ति पुनश्च सर्वेषां कृते एतत् समीचीनमेव अनुकूलकरम् एव